विपण्यां द्विधा वस्त्राणि भवन्ति एकं हस्तनिर्मितवस्त्राणि अपरं च रेडिमेड् वस्त्राणि किमर्थं यतोहि जनानां द्विधा रुचिः भवति केचन हस्तनिर्मितवस्त्रं स्वीकुर्वन्ति केचित् रेडिमेड् वस्त्राणि स्वीकुर्वन्ति रेडिमेड् वस्त्रम् इत्युक्ते तत्र साक्षात् निर्मितम् ह न भवति किन्तु हस्तनिर्मितवस्त्रं तत्र सूचकैः किं सीवकैः तद् निर्मीयते तदेव अत्र भिन्नता अस्ति यथा अस्माकं किं यथा अस्माकं शरीरमस्ति तदानुकूलं तस्य वस्त्रस्य निर्माणं भवति यदि वयं रेडिमेड् वस्त्रं स्वीकुर्मः तदपि वरमस्ति हस्तनिर्मितवस्त्रमपि वरमस्ति यथा यथा आवश्यकता यथा अस्माकं पार्श्वे कालः अस्ति तर्हि वयं हस्तनिर्मितवस्त्राणामपि उपयोगं कर्तुं शक्नुमः यदि कालः नास्ति शीघ्रमेव क्रेतव्यमस्ति चेत् रेडिमेड् वस्त्रमपि स्वीकर्तुं शुक् शक्नुमः अतः यदि कश्चित् पृच्छेत् भवान् क् कीदृशं वस्त्रं धर्तुमिच्छति तर्हि अहं तु तदेव वदामि यद् हस्तनिर्मितवस्त्रं मम कृते अतीव उत्तमं वर्तते